मुम्बैनगरे जायमाना इयं प्रदर्शिनी प्र प्रतिवर्षं जानवरी मासे भवति प्राक्तन वर्षस्य अनुभवः यदि प्रयच्छन्ति चेत् चित्रप्रदर्शिनी इति मुख्यम् आकर्षणं तत्र आसीत् विभिन्नानां चित्राणां विभिन्नैः जनैः कृतमासीत् तत्र मृगस्य वा भवतु अथवा वनस्य वा भवतु तादृशं वास्तविकं चित्रमासीत् यद् साक्षात् वने एव स्म अथवा मृगमेव पश्यामः इति भावयितुं शक्यते स्म तथैव कलाप्रदर्शनी इत्यत्र अन्याः कलाः अपि अन्तर्भवन्ति तत्र नृत्यप्रदर्शिनी गानप्रदर्शिनी इत्यादिकं बहु किमपि आसीत् तत्र नृत्य प्रदर्शन्याम् उत्तरभारतीयाः कथक नृत्यं प्रदर्शितवन्तः तथैव द दक्षिणः द दक्षिणभारतीयाः भरतनाट्यं नृत्यं प्रदर्शितवन्तः ओडिसाजनाः तद् मुख्याकर्षणं प्रदर्शिन्याः ओडिसाजनाः ओडिस्सि इति तथा च मणिपुरिः इति जायमानम् एकं मिश्रनृत्यकं तथा प्रदर्शितवन्तः गानस्यापि यथा सुगमगानम् आसीत् तथैव शास्त्रीय गानस्य अपि वर्चस्वं तत्र बहुभिः दृष्टं तस्य अनुभवः अपि कृतः